अहं जयपुरे त्रिवेणीचतुष्पदतः समीपे निवसामि इतः मया प्रातःकाले विमानपत्तनं प्रति गन्तव्यं वर्तते तत्र पञ्चवादने इतः प्रस्थानीयं भवति यतोहि ततः विमानं वर्तते अष्टवादने अतः भवान् वदतु किमपि यानं सुलभं भविष्यति आटो यानं अथवा टेक्सि यानं सुलभं भविष्यति किं वदति भवान् सुलभं भविष्यति अस्तु तर्हि मम कृते बुक् करोतु मदीया दूरभाषसङ्ख्या एषा वर्तते अनयैव दूरभाषसङ्ख्यया भवान् बुक करोतु तत्र पञ्चमे वादने प्रातःकाले अवश्यमेव भवता आगन्तव्यम् अन्यथा मम महती क्षतिः स्यात्